कलाशिल्पक्षेत्रम् अस्माकं कर्नाटकराज्ये बहु एव विकसितं वर्तते यथा अस्माकं कलाक्षेत्रविषये बहु सुप्रसिद्धं नाम हम्पीक्षेत्रं हम्पीक्षेत्रं तावत् यदा राजानः आसन् तत्र तैः निर्मितं वर्तते तत्र श्रीकृष्णदेवरायः इति कश्चन पुरातनकालीनः राजा तेन तस्य निर्माणं कृतं तत्र च विशिष्टपूर्णाः कलाः वर्तन्ते बहुधा अनेके विचाराः शिल्पकलया अपि ज्ञातुं शक्यन्ते इति तत्र अस्माकं अस्माकम् अवगमः भवति तत्र यदा पाषाणखण्डानां कृते ताडनेनैव सप्तस्वराणां श्रवणं भवति इति अपि श्रूयते एवं हम्पी क्षेत्रं युनेस्को इति विश्वदाकलां दाखलामपि कृतं वर्तते तथा च हम्पीक्षेत्रं विहाय अपि अन्यानि क्षेत्राणि यथा होयिसळ ट्सालुक्य कदम्ब इति अनेकेषां जनानां राजानां काले बहूनि क्षेत्राणि न होयिसळानां काले तत्र बेलूरु हळेबीडु इत्यादीनि अपि क्षेत्राणि निर्मितानि तानि च बहु सुप्रसिद्धानि सन्ति तैश्च बालानां रामायणं महाभारतकथानाम् त उद्बोधः स्यात् तथा कथादीनां चित्रणमपि तथा द्रष्टुं शक्यते ईदृशम् अस्माकं शिल्पकला शिल्पकलाक्षेत्रं तावत् बहु उत्कृष्टं वर्तते तेन च अस्माकं राजानाम् अथवा तत्र ये शिल्पकला कलाः शिल्पकलाकाराः आसन् तेषां कौशलं द्रष्टुं शक्यते